हा महिलानां कृते पाककला तु आवश्यकी एव बालादारभ्य महिलाः नाम अहं वदामि चेत् पठन्ती आसम् अहं नाम मातरं सर्वदा सहाय्यं कुर्वती आसम् खिल अहम् अतः बाल्यादारभ्य किञ्चित् किञ्चित् पठन्ती आसम् अहम् विवाहात् पर्वम् उदरपूरणात् यावत् ज्ञानम् आवश्यकं तावत् ज्ञानं महि मयि आसीत् विवाहानन्तरं मम सदस्यजनानां गृहस्थसदस्यजनानां कृते उदरपूरणेन साकं जिह्वाया जिह्वायाः आशातानयाः शामनार्थम् पाककलायाः अधिकम् आवश्यकमासीत् तदा सखीभिः बान्धवैः पाकपुस्तकं पठित्वा तस्य प्रयोगं कृत्त्वा बहु नष्टम् अनुभूत्त्वा कदाचित् उत्तमरीत्या पाकं भूत्त्वा एवं रीत्या अहं पठन्तः अस्मि एतत् पाककलाशिक्षमस्ति कल कदापि न समाप्यते अन्तपर्यन्तं चलन्तः सन्ति अतः इदानीं किञ्चित् उत्तमरीत्या पाककला विषये मम ज्ञानं किञ्चित् अधिकमस्ति इति वक्तुम् अहं बहु इच्छामि इदनीं गृहस्थजनाः अपि बहु सन्तोषेन मया कृतं व्यञ्जनं वा भोजनं वा बहु सन्तोषेण खादन्ति